उद्योगमतिरिच्य मम इष्टतमः विषयः सङ्गीतं सङ्गीतमध्ये मम अभिरुचिः अहं बांसुरीवादकः एवञ्च यत्र कुत्रापि अहम् मम यत्र कुत्रापि भागवतकथा वा सङ्गीतस्य किमपि कार्यक्रमः स्यात् तर्हि तन्मध्ये उपवेशनं मम इष्टमस्ति एवञ्च सङ्गीतमध्ये अभिरुचिः गुरुकुलतः एव वर्तते एवञ्च सङ्गीतस्य आवश्यकता जीवने महती वर्तते यदि सङ्गीतं नास्ति तर्हि जीवनं शुष्करूपेण एव प्रतिभाति एवञ्च साहित्यसङ्गीतकलाविहीनः इति उक्त्याऽपि सिद्ध्यति यत् सङ्गीतमयजीवनन्तु भवेत् एव इति